अद्यत्वे जनानाम् नयनायन् नयनम् आनयनञ्च लोकयानेन सौकर्येण भवति यतो हि लोकयानम् अस्माकं निवासस्य समीपम् आरब्धुं शक्नोति रेल् यानादिकं तथा न मया तु पूर्वं लोकयानेन भाग्यनगरतः उडुपि पर्यन्तं कस्यचित् संस्कृतभाषासम्बद्धस्य कार्यक्रमस्य कृते गमनम् आसीत् उडुपिक्षेत्रे महात्मनां दर्शनम् संस्कृतक्षेत्रे अस्माकं योगदानविषये चर्चा इत्यादिकमासीत् गमनसमये अपि अस्माकं संस्कृतभारतीजनैः कल्पिता व्यवस्था इति कारणेन सर्वे अपि मिलित्वा लोकयाने आनन्देन संस्कृतभाषाविषयान् संस्कृतेः विषयाञ्च चर्चयन्तः गतवन्तः

अस्माकं ज्ञानम् अपि वृद्धम् आसीत् अस्माकम् अतीव आनन्दः अपि जातः